संस्कृतभाषायाः शिक्षणं बालानां कृते अत्यन्तम् उपकारकं भवति यतो हि संस्कृतभाषायाः शिक्षणेन एव तेषां मनसि संस्कारं सः संस्कारकस्य संस्कारस्य अस्माकं भारतस्य महती संस्कारः तेषां मध्ये तेषां मनसि आगतं संस्कृतभाषायाः शिक्षणम् अत्यन्तम् उपकारकं भवति एवमेव संस्कृते वर्तमानानां स् व्याकरणानाम् अतीव श्रद्धतया पठनेनेव तेषां मनसि अत्यन्तोपकारकरूपेण संस्कृतं स्मरणस्य च उपकारकं भवति संस्कृतभाषायाः शिक्षणम् एवमेव तत्र संस्कृतबालकानां कृते अनेके नैपुणेव एवमेव अनेकेषां नैपुणानां विकासाय संस्कृतभाषायाः शिक्षणम् अत्यन्तं बालिकावस्थायामेव बाल्यावस्थायामेव यदि दीयते चेत् तत् अत्यन्तम् उपकारप्रदं भवति यतो हि तत्र अस्माभिः एव ये गृहे ये जनाः सन्ति तेषाम् उपरि बहुमानस्य उत्पादनार्थं बालानां कृते संस्कृतभाषायाः अत्यन्तम् उपकाररूपेण क्रियमाणम् अत्यन्तम् आवश्यकं वर्तते